इदानीं ग्रामे कीदृशम् अस्ति इत्युक्ते इदानीं ये पठितुम् आगच्छन्ति ते प्रथमवारं विद्यालयं प्रति गच्छन्ति ततः छात्रस्य माता वा पिता वा पूर्वं विद्यालये विद्यालये पठनम् आसीत् किमपि डिग्रि वा किमपि नास्ति ते सर्वे कृषिकार्यं कृतवन्तः इदानीं विद्याक्षेत्रे प्रथमप्रवेशः अत्र ग्रामछात्राणां कृते भवति किन्तु नगरे तादृशं नास्ति पिता पठितवान् पितुः पितापि पठितवान् अत्र एकं वातावरणं तादृशमस्ति अतः अत्र ग्रा नगरविद्यालयेषु कीदृशी व्यवस्था अस्ति कीदृशी प्रेरणा अस्ति तदेव अत्र ग्रामविद्यालये वयं डूप्लिकेट् कुर्मः चेद् तद् कष्टाय भवति अतः तत्र भिन्नरीत्या अस्माकं व्यवस्था भवतु अनन्तरं नगरमध्ये भिन्नरीत्या व्यवस्था भवतु पठनविषयः समानः किन्तु बोधनविषयः बोधनव्यवस्था तत् सर्वं पृथक् करणीयम् कारणं तत्र अधिकप्रेरणा आवश्यकी अनन्तरम् अत्र ये छात्राः नूतनतया आगच्छन्ति तेषां भीतिः भवति प्रथमं भीतिनिवारणं करणीयम् अनन्तरम् अत्र गृहे माता वा पिता वा अत्र शैक्षणिकविषये ते किमपि साहाय्यमेव कर्तुं न शक्नुवन्ति अतः अत्रत्य श्श् तत्रत्य ग्रामशिक्षकः अधिकं समयं दत्वा सम्यक् पाठनीयम् इति भवति किन्तु नगरे माता अपि साहाय्यं करोति पिता अपि साहाय्यं करोति इति कारणात् अत्र विषयः सुलभः अनन्तरं वातावरणमपि तादृशं विद्यावातावरणम् अत्र नगरे अस्ति किन्तु ग्रामे ग्रामव्यवसायवातावरणम् अस्ति तन्मध्ये छात्राः आगत्य पठन्ति इति महत् विषयः तत्र शिक्षकानां मनसि ईदृशः प्रभावः आवश्यकः तदा एव प्रोत्साहनं कुर्वन्ति अतः विलम्बेन आगच्छति मन्दं मन्दं स्वीकुर्वन्ति चिन्ता मास्तु पुन पुनः तेषां कृते पाठनीयम् अरे भवान् किमर्थम् एतत् बि एतत् सामान्यविषयपि न जानाति इति दुर्वचनं वदामः चेत् ते पुनः न आगच्छन्ति एव अतः तत्र ये शिक्षकाः तेषां मानसिक परिवर्तनं तेषाम् अधिकं शैक्षणिकं दत्वा प्रशिक्षणं दत्वा तां तत्र ग्रामे प्रेषयामः ये सामान्यस् स सामर्थ्यम् अस्ति ते नगरे पाठयन्ति चेत् किमपि कष्टाय न भवति